मम प्रदेशे तावत् वातावरणं बहु घर्मः वर्तते यदि घर्मकालः भवति तदानीं बहुघर्मः वर्तते किमपि वस्त्रं धर्तुं मनः एव भ न भवति फ़्यान् यदि फ़्यान् भवति चेदपि घर्मः एव बहु भासते तथैव वृष्टिकालः यदा भवति तदानीं वृष्टिर्न भवति ततः शैत्यं न भवति तावद् आधिक्येन वृष्टिकाले वृष्टिर्न भवति इति कृत्वा तत् तदानीमपि घर्मः एव भवति शैत्यकालेपि घर्मः एव भवति व इदानीं वातावरणं तावत् सम्यक् नास्ति मम ग्रामे क कदाचित् परिवर्तनं भवति इदानीं घर्मः अस्ति चेदपि किञ्चित् कालोत्तरं शैत्यमागच्छति किञ्चित् कालोत्तरं वृष्टिर् आगच्छति इति भासते परन्तु वृष्टिर्नागच्छति तस्य क वृष्टेः कारणात् इतोपि आधिक्यं घर्मे एव भवति परन्तु वृष्टिर् नैव आगच्छति तथैव शैत्यकाले शैत्यं भवति शैत्यम् आधिक्यम् आधिक्येन शैत्यं न भवति शैत्यकालेपि अस्माकं ग्रामे घर्मः एव भवति यतोहि घर्मप्रदेशः अस्ति इति कृत्वा तत्र सर्वत्र त्रिषु काले अपि शैत्यकाले उष्णकाले वृष्टिकाले अपि सर्वत्र घर्मः एव भवति इत्यतः बहु घर्मस्य किं प्राब्लं बहु वर्तते समस्या धर्मस्य समस्या बहु वर्तते इति कृत्वा तावद् अनुभूतं मया बहु अनुभूतमस्ति घर्मः बहु आसीत् इति कृत्वा किमपि मनः एव नैव आगच्छति स्म पठितुं वा निद्रापि नागच्छति घर्मकारणेन यदि वायुः न वा वाति तर्हि घर्मः भवति तदानीं निद्रापि नागच्छति किमपि कर्तुं मनः एव नैव भवति एवं मम जीवनकाले तावत् अत्र वातावरणस्य परिवर्तनं मया लक्षितं वर्तते परिवर्तनं तावत् न भवति चेदपि कदाचित् एवमेव शैत्यं घर्मः वृष्टिः एवं वातावरणस्य परिवर्तनं मया लक्षितमस्ति एवमेव अस्ति मम ग्रामे तावद् वातावरणं सम्यक् नास्ति इति